मया स्विग्गीमध्ये भोजनम् आर्डर् कृतम् अधुना वृष्टिरधिका वर्तते किन्तु एतस्यामपि स्थितौ भोजन चालकेन सम्यक् डेलिवरि कृतं किमपि न पतितम् अत्र सर्वं सम्पूर्णं यथा मया अपेक्षितं तावत् सर्वं पूर्णं कृतम्